नवजातशिशोः स्वच्छतानिमित्तं सर्वदा गृहस्य परि गृहे परिष्कारमेव स्थापनीयम् अन्ये ये जनाः आगच्छन्ति तेषां कृते अपि ए हस्तप्रक्षालनं कृत्वा नवजातशिशोः धारयतु पुनः लि पुनः अस्ति यदि गृहे किमपि अपरिष्कार वर्जन्यवस्तूनि तदेव तत्त् तस्मिन् पार्श्वेव न स्थापयतु दूरे अपि स्थापयतु यदि स्वच्छतायाः वयम् अवलम्बनं न कुर्मः तर्हि नवजातशिशोः भिन्न भिन्न नूतन नूतन रोगाः आगमिष्यन्ति अतः चिन्तनं कृत्वा सर्वदा स्वच्छतावातावरणम् अपेक्ष्यते इति